हरिः ओम् क्याब् ड्रैवर् वा अहं राम्टेकात् नाग्पुरगमनार्थं वाहनम् आरक्षितम् आसीत् एकादशवादने तत् आरक्षितमासीत् परन्तु अधुना विंशत्यधिकम् एकादशवादनम् अभवत् परन्तु अधुना भवान् न आगतवान् तर्हि तत् वाहनं क्यान्सल् कुर्वन्तु